अहं यूट्यूब् वाहिन्यां तत्र श्रीदेवीनृत्यालया इति एकं यूट्यूब् वाहिनी अत्यन्तं सुप्रसिद्धा वर्तते नृत्यविषये तस्याः वाहिन्याः संयोजिका अथवा मार्गदर्शिका भवति महोदया शीला उन्निकृष्णन् महाभागा सा भवति भरतनाट्यगुरुः तस्याः शिष्याः अत्यन्तम् अद्भुतं रमणीयं नृत्यं कुर्वन्ति सा एका साम्प्रदायिकनृत्यवाहिनी भवति तत्रत्य वीडियोस् अहं सर्वदा अपि अनुसरामि पश्यामि आनन्दम् अनुभवामि साम्प्रदायिकं भरतनाट्यं नृत्यं मह्यम् अतीव रोचते सा अपि शीला उन्निकृष्णन् महाभागा साम्प्रदायिकनृत्यशिक्षणे एव बद्धकटिः वर्तते तस्याः अनेके शिष्याः राष्ट्रीयस्तरे अन्तराष्ट्रीयस्तरे उत्तमोत्तमस्थानेषु नृत्यप्रदर्शनं कृत्वा अतीवकीर्तिं प्राप्तवन्तः प्रख्यातिं च प्राप्तवन्तः